हरि ओम् मया बहुकालपर्यन्तं प्रतीक्षा क्रियमना एव विद्यते परन्तु भवान् बुक् कृत् बुक् अङ्गिकृत्य एतावता नागतः तत प्रायः अर्धहोराप्यधीतः मया गन्तव्यं विद्यते इति कृत्वा अहं केन्सल् करोमि भवान् अपि शीघ्रं केन्सल् करोतु इति